मम नाम कुमारः अहं तिरुपतिनगरे वसामि अत्र व्यवस्था या वर्तते सा च अत्यन्तं समीचीना वर्तते विशिष्य अत्र स्तानीयाः केचन उद्योगाः वर्तन्ते यथा टी टी डी तिरुमलतिरुपतिदेवस्थानम् इति नाम्ना भगवतः वेङ्कटेश्वरस्य आस्थाने एव विभिन्नाः उद्योगाः वर्तन्ते अर्चकानां एवं तथा का ये कार्यं कुर्वन्ति विभिन्नाः विभागेषु तेषां कृते बहवः उद्योगाः प्राप्यन्ते अनन्तरं तु व्यवहाराः अपि तत्र भगवतः विषये कथं व्यवहर्तव्यं नाम जनाः ये आगच्छन्ति तैः जनैः सह व्यवहारादिकं तत्र सर्वं बहु सम्यक्तया वर्तन्ते अनन्तरं च एते उद्योगाः विशेष्य व्यापारये नाम व्यापारम् इत्युक्ते ये च जनाः विभिन्नेभ्यः प्रदेशेभ्यः आगच्छन्ति तेषां कृते आवासः भोजनं गमनागमनम् इत्यादि बहवः अवसरः तत्र भवन्ति अतः अत्र किमस्ति भोजनक्षेत्रे भोजन आवासादिविषये अनन्तरं यातायातविषये प्रवासादिविषये उद्योगाः तत्र भवितुम् अर्हन्ति एतेषां द्वारा किं भवति अत्र स्थानं स्थानीयानां कृते उद्योगप्राप्तिः भवति अनन्तरम् एवं रीत्या क्रमशः यदा ते एतादृशकार्याणि कुर्वन्ति तेषां धनमपि आगच्छति ततः कालान्तरे ते उत्तरोत्तरवृद्धिमपि प्राप्तुमर्हन्ति अतः निर्दिष्टरुपेन प्रतिदिनं समयानुगुणं यदि कार्यं कुर्वन्ति तर्हि तेषां द्वारा तेषां जीवनं यद्वर्तते तत्तु अत्यन्तविकसितं भवितुमर्हन्ति अनन्तरं समस्याः समस्याः याः वर्तन्ते प्र सर्वत्र समस्याः भवन्ति एव किन्तु अत्र समस्याः काः इति चेत् ये च बाह्यादागच्छन्ति जनाः ते भाषां न जानन्ति अतः तस्मात् कारणात् कदाचित् तेषां वञ्चनादिकम् क्रियते अथवा स्थानीयाः ये वर्तन्ते अत्रस्थ मूलवासिनः ते बाह्याणां कृते क्लेशं तत्र जनयन्ति एतादृशा सामान्याः क्लेशाः वर्तन्ते एव अनन्तरम् आनुकूल्यं किमस्ति इति चेत् आनुकूल्यं तु बहु वर्तते यतो हि भक्तिसम्बद्धं साम्प्रदायसम्बद्धं संस्कृतसम्बद्धम् एतादृशमहत्त्वपूर्णं यत् कार्यम् अस्ति तत् सर्वमपि कार्यं सम्पादयितुम् अत्र अवकाशः वर्तते अनन्तरं यत्किमपि नास्ति चेदपि नाम सर्वकारीय उद्योगाः न भवन्ति चेदपि अत्रैव भूत्वा विभिन्नेषु क्षेत्रेषु कार्यं कृत्वा अपि स्वकीयं जीवनं सम्यक्तया व्यापनं कर्तुं शक्यते इति धन्यवादाः